अस्माकं उद्विग्नतानिवारणाय क्रीडा आनन्ददायकं कश्चन आनन्ददायकं किञ्चित् मार्गं यच्छन्ति यतः यदा वयं क्रीडामः तदा अस्माकं मनसि जयापराजयस्य उत क्रीडायाः नियमविशेषनामेव नियमविशेषनामेव चिन्तनं भवति न तु विषयान्तरस्य तदा चिन्तनं जायते क्रीडातः बहिः ये विषयाः भवन्ति तेषां मनसि चिन्तनं न भवति तस्मात् मनसि उद्विग्नता न जायते तथा च क्रीडने जयपर पराजय तथा च मित्रादीनाम् सहयोगसहकारादिना आनन्दानुभूतिः अपि भवति तस्मात् मनसि या उद्विग्नता जायते तस्याः निवारनेन सह अस्य आनन्ददायकत्वमपि अस्ति तस्मात् उद्विग्नतानिवारनस्य निवारनाय क्रीडा उत्तमं मार्गं यच्छन्ति तथा च आनन्दमपि दास्यति आनुशङ्गिकत्रूपेण तस्मात् अस्ति क्रीडा यु मनसि उद्विग्नतानिवारनाय युक्तः मार्गः